मया एतावता तरणस्पर्धायां भागं न गृहीतं तथापि मम मित्रैः सह अनौपचारिकतया तरणस्पर्धां कृतवन्तः

तत्र इष्टतमः अवसरः कः अस्ति इति प्रश्ने सति तत्र तेषां सकाशं यत् सौहार्दमस्माभिः उपलभ्यते तदेव अस्माभिः कृतं वर्तते तत्र तरणस्पर्धा महती उत्साहः एवम् अस्माकं स्वास्थ्यसंरक्षणार्थम् अत्यन्तम् उपकृतं च वर्तते मम बाल्यावस्थायाम् एव एतासु स्पर्धासु अस्माभिः भागं गृहीतं तत् मह्यम् इष्टतमः अनुभवः आसीत् मित्रैः सह अनौपचारिकतया तरणस्पर्धाम् अस्माभिः अस्माकं मूलगृहस्य कूपः मूलगृहस्य कूपे नद्यामेव कृतं वर्तते तद् मह्यम् इष्टतमः अनुभवः आसीत् एवम् अनौपचारिकरूपेण तरणस्पर्धायाः आस्वादनं मया कृतं वर्तते